ग्रामीणप्रदेशेषु बह्व्यः समस्याः सन्ति व्यापाराणां पोषणाय वस्तुतः तत्र उत्तमानि भवनानि अपेक्षितानि विद्युत्शक्ति समस्या अस्ति निरन्तरं नैरन्तर्येण विद्युत्शक्तिः अपेक्षिता जलसौकर्यम् अपेक्षितम् उत्तमाः मार्गाः अपेक्षिताः उत्तमाः विद्यासंस्थाः अपेक्षिताः अनन्तरं इन्दनानि अपेक्षितानि जनानां कृते वित्तकोशद्वारा धनसाहाय्यम् न्यूनवृद्धिः द्वारा दातव्यमस्ति अनन्तरं तेषां मार्गदर्शकः अत्यावश्यकः यदि मार्गदर्शकाः मार्गदर्शनं करोति तदा तेषां धैर्यं वर्धते तदनुगुणं जनाः स्वव्यापारस्य आरम्बं कुर्वन्ति तत्र विविधव्यापाराणाम् अपेक्षा वर्तते वस्तुतः ग्रामे उर्वारुकाणां आनन्तरं नूतन कम्प्यूटर् सम्बन्धितयन्त्राणाम् अपेक्षा वर्तते अनन्तरं धान्यविक्रयणस्य धान्यक्रयणविक्रयणस्य आपणाः अपेक्षिताः अनन्तरम् जनाः तत्र किम् अपेक्षन्ते इति चेत् अन्यत्र न गत्वा तत्रैव आगत्य जनानां व्यापारनिर्वहणं भवति स्थैर्यं धनं विना धैर्यं न भवति अतः सर्वकारेण धनस्य साहाय्यम् अवश्यं भवेत् आनन्तरं तत्र गवाम् क्षीरं विक्रयणं भवति एव तदर्थम् उत्तम भवनानि सज्जीकरणीयानि जनाः तत्र आगत्य सर्वकारस्य या क्षीरसेवा अस्ति तत्र तेषां विक्रयणं कृत्वा तस्य लाभं सम्प्राप्य

उत्तमं व्यापारं कर्तुम् अर्हन्ति